ग्राहकाणां विषये वयं वदामः अहं लघु उद्योगं चालयामि अत्र वस्त्रविन्यासकार्यं करोमि तत्र वस्त्रविन्यासं कार्यं यदा अहं करोमि एकस्मै वस्त्राय अहं क्वचिद् धनम् अथवा किञ्चिद् धनं प्राप्नोमि यथा अहं शर्ट् सीवयामि चेद् एकं शर्ट् कृते अहं कदाचिद् चतुर् चतुश्शतं यावद् धनमूल्यं स्वीकरोमि यदा यदि एकम् ब्लौस् अहं सीवयामि चेत् ब्लौस् सामान्यं भवति चेत् त्रिशतं त्रिशतम् अधिकं मूल्यं स्वीकरोमि तदेव ब्लौस् किञ्चित् विन्यासपूर्णम् अहं सीवयामि चेत् तत्र चतुस् चतुश्शतं यावत् धनं भवति एकं सल्वार् अथवा चुडीदार् यद् वदामः तद् वयं अहं मम सहोद्योगिनः सीवयन्ति चेत् वयं तत्र अधिकाधिकं पञ्चाशत् रुप्यकानां मौल्यं तत्र वयम् अस्माभिः निश्चितं क्रियते टोप पेण्ट् इत्यादिकं वंय सीवयामः चेत् टोप् वयं सीवयामः चेत् तत्र द्विशताधिकपञ्चशत् पं पञ्चशत् रुप्यकाणां वयं मौल्यं तत्र निश्चयं कुर्मः एवं ग्राहकाणां विषये वयम् एवं वदामः चेत् यदा वयं वस्त्रं स्वीकुर्मः तत् तदानीम् एकमासात्मकं समयम् अपि पृच्छामः तैः यथा इच्छन्ति तथा वयं सीव्य तदनुगुणं धनादिकं निश्चित्य वयं तेभ्यः दास्यामः